पारम्परिकशिक्षणे अधीयमानेषु छात्रेषु उन्नतेषु संशोधनेषु आसक्तिः भवति एव संशोधनं करणम् इत्युक्ते केवलं विज्ञानमेव पठनीयम् इति नास्ति संशोधनं किं पठामः चेदपि संशोधनं कर्तुं शक्यते इदानीं पारम्परिकशिक्षणम् इत्युक्ते तत्र धार्मिकशिक्षणं भवति धार्मिकशिक्षणं शिक्षणस्य कृते एव बहु बहु प्राशस्त्यं ददति तत्र धार्मिकशिक्षणं कुर्मः इत्युक्ते इदानीं भगवद्गीतायाः कृते व्याख्यानं लेखनं वा भवतु शास्त्राणां कृते व्याख्यानं लेखनं वा भवतु वेदमन्त्रं पठनं वा भवतु तथा साहित्यं पठनं वा भवतु शङ्कराचार्येण लिखितानि लिखितानि कृत्यानि कृतयः लिखिताः कृतयः कृते अपि व्याख्यानं लेखनं वा भवतु अथवा अनुवादकरणं वा भवतु कापि आसक्तितः कुर्मः चेत् तत् संशोधनम् इत्येव कथ्यते शङ्कराचार्यः तावदेव नैव मध्वाचार्यः रामानुजाचार्यः पुनः कालिदासकविः एवमेव बहवः कवयः अपि आगच्छन्ति कवयित्र्यः अपि आगच्छन्ति तेन किमपि लिखितं काव्यं वा भवतु तस्य अनुवादं करणम् अपि एकं संशोधनरीत्या एव भवति अथवा तस्य अनुवादं कुत्र वयम् अन्वयं कुर्मः इति चिन्तनमपि एकं संशोधनमेव भवति एवमेव भगवद्गीतायाः कृते अपि अनुवादं करणं वा भवतु भगवद्गीतायाः कृते व्याख्यानं लेखनं वा भवतु एवं सर्वं संशोधनम् इत्येव कथ्यते अतः पारम्परिकशिक्षणे संशोधनं न कुर्वन्ति इति नास्ति संशोधने आसक्तिः भवति एव प्रतिशतं कति भवति प्रायः संशोधनं कर्तुम् इत्युक्ते शतप्रतिशतमपि भवितुं शक्यते इति अहं वक्तुम् इच्छामि किमर्थं चेत् इदानीं धार्मिकशिक्षणम् अथवा पारम्परिकशिक्षणं केऽपि पठितवन्तः खलु तेन अपि बहुत्वेन तेन अपि किं संशोधनं कृतमस्ति पुनः संशोधनं तत्र गत्वा समर्पयित्वा पुनः तेन डाक्टरेट् इति पदवीमपि प्राप्तमस्ति मया एतद् दृष्टम् अतः अहम् एतद् वक्तुम् इच्छामि शतप्रतिशतमपि संशोधनं कर्तुम् इच्छन्ति जनाः कोऽपि पारम्परिकशिक्षणे अध्ययनं कर्तुम् इच्छन्ति खलु ते प्रतिशतं शतं प्रतिशतमपि आसक्तिं दर्शयन्ति इति वदामि